भारते बहूनि गन्तव्यानि स्थानानि सन्ति अहं रामेश्वरम् वाराणसिं गन्तुम् इच्छामि मम परिवारेण सह तत्र गन्तुं बहु इच् इच्छामि तत्र पवित्रा गङ्गा नदी प्रवहति परिवारेण सह गङ्गानद्यां स्नानं प्रतिदिनं स्नानं कर्तुम् इच्छामि अनन्तरं विश् विश्वनाथमन्दिरं गन्त् विश्वनाथमन्दिरम् अन्नपूर्णा या विशालाक्षि ये सर्वे प्रार्थनां प्रार्थनां कर्तुम् वयम् इच्छामः ततः वा वाराणसिम् अथवा रामेश्वरं गन्तुम् वयम् इच्छामः रामेश्वरं रामेश्वरम् सङ्गमम् अस्ति तत्र धनुष्कोटिः अस्ति तत्र सङ्गमम् अस्ति तत्र अपि स्नानं कर्तुम् इच्छामि अनन्तरं रामेश्वरस्वामिन् प्रार्थनां कर्तुं वयं गच्छामः